गोमलस्य उपयोगः सम्यक्तया भवति तस्य उपयोगः कृषिः कृषौ अपि तस्य उपयोगः भवति एतद् तस्य उपयोगः बायो गेस् इत्यादयः अपि तस्य उपयोगः भवति तस्य उपयोगः किं वा किं गृहे वा वृक्षः अस्ति तस्य अपि उपयोगः भवति तर्हि वा वा गौः इत्यस्य मलं यस्य अस्ति तस्य उपयोगः सर्वत्र भवति